ग्रामे सामान्यतः कीटदंष्ट्रः यदा भवति तदानीं कुत्र कीटदं कीट दशति तत्र हरिद्रां लेपयन्ति प्रथमतया हरिद्रालेपनेन कीटस्य ये भावाः भवन्ति ये गुणाः भवन्ति तद् अस्माकं देहे न प्रविशन्ति इति विश्वासः तदनुगुणं पूर्वजाः कृतवन्तः तत्र सफला अपि भूतवन् सफलीभूतवन्तः अनन्तरं कुत्र कीटदंष्ट्रः भवति तत्र मधुलेपः कुर्वन्ति तत्र मधुलेपः यदि कुर्मः तदानीं कीटस्य या बाधा भवति तद् न्यूनी भवति इति विश्वासः अस्ति अनन्तरं यत्र कीटदंष्ट्रः भवति तदानीं वयम् अस्माकं देहे तत्र लेपादिकं अर्प् समर्पयामः